अस्माकं वेशभूषा विभिन्ना भवति नृत्यादि कार्यक्रमेषु किं यया रीत्या वस्त्रधारणम् पारम्परिकरीत्या पारम्परिकरीत्या यद्यद् वस्त्रधारणं सम्प्रति प्रचलति तत्र सामान्यमालादि आभूषणान्येव वक्तुं शक्नोमि माला भवति तत्र नवरत्नादिमाला नाम यस्याः दर्शनेन महती आकर्षता भवति अनन्तरं कङ्कणादिकं भवति कदाचित् किरीटधारणं भवति किरीटधारणम् एवं किमर्थं जनाः एतादृशं वस् वस्त्रधारणं कुर्वन्ति नाम नर्तनावसरे नृत्यं नाम नर्तनावसरे तथा आनन्दं जनयन्ति ये दृष्टारः ये श्रोतारः कार्यक्रमार्थं भव् आगताः भवन्ति तेषां कृते तथा आस्वाद्यकरः कार्यक्रमः भवतु इति धिया एव नर्तकाः आगच्छन्ति ते नृत्यं कुर्वन्ति तर्हि तत्र तेषां वेशभूषा वेशादि वेशभूषा कथं भवति नाम तत्रापि आभरणादिकं भवतु मालादि कङ्कणादि कङ्कणादि आभरणानाम् उपयोगेन आभरणानां धारणेन तथा नृत्ये आकर्षता आयाति तथा किम् तत्र किमस्ति तथा मनोहरं दृश्यं भवति तद्दृश्यं दृष्ट्वा एव जनाः आनन्देन पुलकिताः भवन्ति नृत्यकार्यं नाम एतादृशं भवति महत्या रुच्या तत्र कार्यक्रमस्य समाप्तिपर्यन्तम् आनन्देन महता आनन्देन वयं तं कार्यक्रमं पश्यामः आनन्देन भवामः इति तत्र वैशिष्ट्यम्